अस्माकं देशे अथवा परम्परायां योगः इति काचन विशिष्टा परम्परा अथवा विशिष्टविषयः वर्तते शास्त्रशैल्यां वक्तव्यं चेत् योगः इत्युक्ते समाधिः परमात्मजीवात्मनोः ऐक्यम् किन्तु ज् जगति विश्वे सुप्रसिद्धं वर्तते योगः इत्युक्ते नाम योगासनम् आसनं प्राणायामादिकं ध्यानम् इत्यादिकं योगाभ्यासः योगाभ्यासः योगाभ्यासत्वेन क्रियते तत्तु मयापि क्रियते अस्माभिः क्रियते एव योगाभ्यासः प्रातःकाले ब्रङह्ममुहूर्ते तद् ऊर्ध्वं ब्राह्ममुहूर्ते उत्थानं तदुत्तरं प्रातर्विधिं च सर्वं स्वमाप्य तदुत्तरं योगाभ्यासः क्रियते मया सूर्यनमस्कारः आसनानि प्राणायामः ध्यानम् इत्यादिकं क्रियते तत्काले एकघण्टात्मकं योगासनस्य कालः वर्तते सम्पूर्णम् एक गण्टां प्रातः अपि च सायं च सायङ्काले एकघण्टा एवं नित्यं मया अभ्यस्यते योगः सामान्यतः प्रातः अस्माकं योगभवने अथवा योगप्रकोष्ठे अथवा यत्र समीचीनं स्थानं वर्तते देवालये अथवा क्रीडाङ्गणे इत्यादिषु समीचीनस्थानेषु अथवा समीचीनस्थानेषु योगासनं योगाभ्यासः अस्माभिः मया क्रियते अपि च अस्माकं चिन्तनं वर्तते योगः इत्युक्ते न केवलं कालः कालपरिमितिः किन्तु योगः इत्युक्ते जीवनपद्धतिः सा जीवनपद्धतिः अतः योगः इत्युक्ते सर्वदा योगाभ्यासे इत्युक्ते सः योगगुरुः योगशिक्षकः इत्युक्ते तस्य जीवनमेव योगः भवति अतः यौगिकचिन्तनम् इति उच्यते यौगिकचिन्तनं सर्वदा सर्वकालेषु क्रियते नाम आहारोपयोगः सात्विक आहार स्वीकरणं सम्भाषणं विरलसम्भाषणं सुष्टु सम्भाषणं व्यावहारिकशैली व्याव व्यवहारः इत्यादि सर्वम् अपि योगः इत्येव अतः योगः इत्युक्ते किं जीवनपद्धतिः इति मया तु एवम् अष्टाङ्गः विशेषः अष्टाङ्गयोगः इति प्रसिद्धः वर्तते तस्याभ्यासः मया क्रियते अधुना